मम महाविद्यालये संस्कृतवर्गः अपि भविष्यति एतत् बालकां कृते अपि उत्तमाः वर्गाः सन्ति बालकाः भिन्नभिन्न आचारं कर्वन्ति एतदर्थं तत् प्रतिबन्धनं कृते संस्कृतम् अतीव उपयुक्ता भाषा अस्ति भाषा न एतत् अवस अस्माकं संस्कृतिः विद्यते संस्कृतेन संस्कृतीः रक्षते एतदहं न शृणोमि किन्तु आचरणेन एव तस्य आचरणं कुर्वन्ति एतत् संस्कृतर्गेण मम छात्राः व्याकरणं व विविधविषये जानाति एतत् संस्कृतं कथं वा वक्तव्यम् इति अपि जानन्ति एव सम्यक् आचरणम् एव सम्यक् विचारः परिवर्तनम् अपि भवन्ति एतत् कृते अहं तस्य शिक्षिकगणाः एवम् छात्राः धन्यवादं व्याहरामि एतत् संस्कृतेन संस्कृतेन भिन्नभिन्नविषयाः ज्ञानम् अपि अस्ति इतिहासः भौगोलिकं बहु बहून् विषयान् ज्ञानाय संस्कृतभाषाः संस्कृतभाषा अस्माकं महती आवश्यकता वर्तते वैज्ञानिकविषये चरकः चरकसंहिताविषये एव भिन्नभिन्नज्ञानाः संस्कृतज्ञानं